नमोनमः हा सर्वं सम्यक् प्रचलति हा सर्वमपि न न यः कोपि नास्ति मम एका चिन्ता अस्ति अन्यत्र गन्तुम् हा अत्र तु वेतनविषये कोऽपि चिन्ता अस्ति मम वेतनानि अत्र न्यूनानि न्यूनमस्ति अहं पर्याप्तं नास्ति अतः किमपि अन्यत् क्षेत्रे गन्तुम् इच्छा अस्ति चिन्ता अपि अस्ति हा न्यूनम् इदानीम् न एवं नास्ति महोदये इदानीं तु वेतनं न्यूनम् अस्ति अहं वारं वारं भवत्याः उच्यते कृपया मम वेतनस्य उद्धानं कुर्वन्तु इति किन्तु भवती न शृणोति अतः अहं चिन्तयामि अन्यत्र गन्तुम् सम्भान क्लेशः अस्ति महोदये न न चाञ्चल्यं गतमासे अहं पृष्टवती पञ्चसहस्ररूप्यकाणि अधिकतया ददातु इति किन्तु भवती तत्तु न श्रो श्रुतवती अतः एव मम एवं विधा चिन्ता इदानीं पर्यन्तम् अहं गच्छामि आं तिष्ठामि किन्तु भवती वदनीयं पञ्चसहस्ररूप्यकाणि ददातु इति आगामिन मासे पञ्चसहस्ररूप्यकं वर्ध वर्धयित्वा वेतनं दातव्यम् योजयते वा न हा भवतु भवतु भवतु तथेव कुर्मः